अमाकं ग्रामे तु सिञ्चनस्य व्यवस्था अस्त्येव यतः कृषिभूम्यपि अधिका भूमिः अपि अधिकमस्ति अतः सिञ्चनव्यवस्था तु भवत्येव खलु भवेदेव भवत्येव तथा अस्माकं ग्रामेपि सिञ्चनव्यवस्थाः सन्ति यथा यथा सेचनं स्यात् तथा एकं मशिन् यन्त्रम् इति स्थापितमस्ति तेनेव सिञ्चनं सिञ्चनमित्यादिकं क्रियते एवम् औषधस्य सिञ्चनमपि क्रियते तेनैव एवं जलस्य सिञ्चनमपि यदा अपेक्षते नाम वृष्टिः यदा न भवति तदानीं जलस्य सिञ्चनमपि कर्तव्यं भवति अतः तत् तस्य नाम जलस्य सेचनार्थमपि तमेव यन्त्रम् उपयुज्य उपयुज्यते एवं औषधी इत्यादिकं नाम यथा कृमिकीटादयः न भवेयुः सस्येषु तथा स सिञ्चनं कर्तुम् अपि तस्य यन्त्रस्य एव उपयोगः क्रियते एवम् तत्र स्थितिः कथमस्ति इत्युक्ते सिञ्चनव्यवस्था कर्तव्यं भवति नाम यदा वृष्टिः न भवति तदानीं तु कर्तव्यं भवति अतः सिञ्चनव्यवस्थाः कृताः वर्तन्ते एवम् तत्र बहवः बहवः बहूनि सस्यानि वर्धन्ते अधिकतया एवं नामानि वक्तुं न शक्नोमि यतः तावद् संस्कृते पदानि न ज्ञायन्ते यतः अस्माकं भाषा तु कन्नडं वर्तते अतः कन्नडेव व्यवहरामः खलु अतः तावद् सस्यानां नामानि न जानामि